भारतीयसंस्कृतौ भिन्नभन्न भिन्नभिन्न ऋतुषु आनन्दं प्राप्यते एव कथं नाम तत्र प्रत्येकस्मिन् मासे अपि पर्वकालः आगच्छति उत्सवः भवति तदानीं कश्चन विशेषः भवत्येव क्रीडा वा भवति खाद्यं वा भवति एवं तत्र आनन्दं हेतुः यः सः एको वा भवत्येव यथा उदाहरणार्थं युगादि भवति युगादिपर्वकाले तावत् गृहे सर्वं विशिष्टं क्रियते सर्वं नूतनं नूतनं नूतनं वस्त्रम् आनीयते गृहस्य कृते नूतनं वर्णलेपनं क्रियते एवं गृहस्य सर्वं सर्वाणि आधिक्येन सर्वा सर्वेषां वस्तूनामपि नूतनत्वम् आनीयते अपि च भोजनं क्रि क्रियते बहुविशिष्टं भोजनं निर्माय तदेव भुङ् भुज्यते एवञ्च तत्र इदम् एकस्मिन् ऋतौ जातम् एवं प्रत्येकस्मिन् ऋतौ अपि विशिष्टं विशिष्टं पर्व आगच्छति इति कृत्वा तस्मिन् पर्वकाले किमपि विशिष्टं किञ्चित् क्रियते एव यथा इदानीं कृष्णः कृष्णजन्माष्टमी तत्र कृष्णजन्माष्टमी पर्वकाले अस्माभिः क्रीडा क्रीड्यते बह्व्यः क्रीडाः क्रीड्यन्ते अतः तत्रापि आनन्दः लभ्यते एवं एवं प्रत्येकं ऋतौ अपि अस्माभिः किञ्चित् पर्व अस्ति इति कृत्वा तस्मिन् पर्वकाले उत्सवः क्रीडा अथवा भोजनं यत्किञ्चित् भवत्येव इति कृत्वा तत्र वयम् अस्माभिः आनन्दं प्राप्तुं शक्यते एवं च प्रत्येकस्मिन् ऋतौ अपि यथा पर्वकालः वर्तते तत् त्यक्त्वापि इदानीन्तनकाले आधुनिककाले प्रत्येकं दिनमपि कदाचित् योज्यते तदपि एवम् आगच्छति इति कृत्वा तस्मिन् कालेऽपि क्रीडादिकं योज् आयोज्यते भोजनकूटादिकम् आयोज्यते इति कृत्वा तत्रापि आनन्दं प्राप्तुं शक्नुमः इति कृत्वा एवं प्रत्येकं ऋतावपि अस्माभिः आनन्दं प्राप्तुं शक्यते